भारतम् अनादिकालात् संस्कृतिः आस्तः ईश्वरवादस्य धर्मस्य च महादीपः अस्ति अस्य प्रत्येकस्मिन् भागे बहवः प्राचीनाः धार्मिकस्थानानि सन्ति सामन्यजनाः एतानि तीर्थस्थानानि द्रष्टुं सर्वदा उत्सुकाः आसन् भारतस्य चतुर्णां कोणेषु शङ्कराचार्यद्वारा स्थापितः चतुर्धामा हिन्दूनां मुख्यतीर्थस्थलम् अस्ति बद्रिनाथधाम उत्तराखण्डराज्ये द्वारकाधाम गुजरातराज्ये जगन्नाथपुरीधाम ओडिसाराज्ये रामेश्वरं तामिल्नाडुराज्ये अस्ति बद्रिनाथधाम यः बद्रिनारायणनाम्नापि प्रसिद्धम् अस्ति भारतस्य उत्तराखण्डराज्ये शमोलिमण्डले हिमालयस्य अङ्के अरकुनन्दानद्याः तटे स्थितः हिन्दूधर्मस्य प्राचीनमन्दिरम् अस्ति यः भगवान् विष्णुः समर्पितः भवति भारतस्य प्रमुखतीर्थस्थलेषु समाविष्टेषु चतुर्षु धामसु अयं मन्दिरम् अन्यतमः अस्ति अत्र प्रसिद्धं बद्रिनारायणपूजा उत्सवः द्वारकाधाम द्वारका अतीव महत्त्वपूर्णं हिन्दूतीर्थस्थलं भारतस्य गुजरातराज्ये देवभूमिः द्वारकामण्डले स्थितम् एकं प्राचीनं नगरं भवति अयं हिन्दूनां चतुर्धामसु अन्यतमः सप्तपुरीषु अपि अन्यतमः अस्ति अयं श्रीकृष्णस्य प्राचीनराज्यं द्वारकास्थलम् अत्र प्रसिद्धं जन्माष्टमी उत्सवः जगन्नाथधाम ओडिसाराज्ये पुर्यां स्थितः जगन्नाथधाम चतुर्षु धामसु अयं मन्दिरम् अन्यतमः अस्ति अयं मन्दिरम् भगवान् विष्णुः भगवत् श्रीकृष्णाय समर्पितं भवति अस्य मन्दिरस्य मुख्याः त्रयः देवताः भगवान् जगन्नाथः तस्य अग्रजः बलभद्रः भगिनी च सुभद्रा पुरीजगन्नाथधामस्य प्रसिद्धा यात्रा रथयात्रा रामेश्वरं रामेश्वरं हिन्दूनां कृते एकं पवित्रं तीर्थं भवति अयं तमिल्नाडुराज्यस्य रामनाथपुरं मण्डले स्थितम् अस्ति अयं तीर्थं हिन्दूनां चतुर्णां धाम्नां मध्ये एतत् एकम् अस्ति अत्र प्रसिद्धः उत्सवः महाशिवरात्रिः